अहम् आन्लैन्मध्ये एकं कुर्ति क्रीतवती अहम् एकं सिन्दित्वा तत्र ते ए एतादृशं क्वालिटि इति ते इन्ट्रुट्यूस् कृतवन्तः किन्तु यदाहं प्राप्तवती कुर्ति तदा तादृशं न आसीत् क्वालिटि किञ्चित् भिन्नमेव आसीत् सो तदाहम् अहं न किं इष्टवती तत् सो किञ्चित् समानं क्लात् न प्रेषितवन्तः ते